मनुकुलः सर्वदा तस्य मूलेन सह सम्बद्धुम् इच्छति एव मन् मनोः मूलमपि देह देवः एव देवः सर्वदा अस्मान् रक्षति सर्वैः सह अपि अस्माकं सम्बन्धः सम्यगेव स्यात् किन्तु अस्माकं मूलेन सह यदि सम्बन्धः अस्माभिः इच इष्यते तर्हि अवश्यं परमानन्दः भवति ब्रह्मणा तु इदं सृष्टमस्ति अत्र कर्मणां भोगं कृत्वा पुनः मूलेन सह एव मिलतु इति कृत्वा मनुष्याणां अस्मिन्नेव प्रवृत्तिः अवश्यं स्यात् किन्तु अनेकेषां स्वस्य मूलस्य ज्ञानाभावात् कथञ्चित् व्यवहारः क्रियते एतत्तु न सम्यक् तै तैः इदं ज्ञातव्यं यत् अस्माभिः मूलेन सह सम्बन्धः कल्पनीयः एव इति